सत्यम् अस्माकं मह्यं गृहपशवः रोचन्ते नाम कीदृशाः रोचन्ते एवं गोशाला पालनं गृहस्य पार्श्वे या गोशाला भवति तत्र गोपशवः रोचन्ते यदि गृहे भवति या गृहे वत्सः पाल्यते तद् न इष्यते पशवः नाम तद् गोशालायां यदि भवति अस्माकं गृहे सर्वं मलिनं न भवति अनन्तरम् अस्माकङ्कृते अपि क्लेशः नैव भवति यदि क्लेशः भवति अस्माकं कृते तदा सा तत्समीकरणार्थमेव समयः अपेक्षितः भवति अनन्तरं धनम् अपेक्षितं भवति यदि इदम् अस्माकं कृते गृहं गृहपशुरूपेण शुनकः न रोचते किमर्थं नाम तत् गृहे मालिन्यं करोति करोति यदि मालिन्यं करोति तद् अस्माकं कृते तत् सम्यक् कर्तुं न रोचते अनन्तरं तद् अस्माकम् उपरि अपि पतति तत्सर्वं नैव इष्यते यदि तथा सर्वं भवति तद् बहिः सर्वम् अटित्वा आगतं भवति यदि अस्माकमुपरि पतति तदा अस्माकं कृते अपि अलर्जि भवति इति धिया अस्माकं कृते तद् न रोचते यदि तद् तथा न भवति स्म अहं तद् गृहे गृहपशुरूपेण रक्षामि स्म अनन्तरं गृहपशुरूपेण यद्रोचते नाम इदानीं यदा शुकाः भवन्ति तादृशं सर्वम् इष्यते यदि बिडालः भवति तत्र तद् पाकशालायां सर्वत्र अटति शौचालयं सर्वं गत्वा आगच्छति अनन्तरं तद् सर्वत्र अटति इति कृत्वा तद् गृहे ये मालिन्यम् एव न भवति इत्यादिकं यद् भवति मालिन्यमेव न भवेत् इत्यादिकं यदि अस्ति तद् तेषां कृते न रोचते अनन्तरं ये मडि इति बवन्ति तेषां कृते अपि तद् न रोचते यदि तदा वस्तूनि पातयन्ति तद् यदि भग्नं भवति तदपि अस्मां तत्पूरणार्थमेव अस्माकं धनं गच्छति अनन्तरम् एतस्य पालनार्थमपि धनं गच्छति तदर्थं द्वयमपि मास्तु इति कृत्वा सः सम्यक् एकं शुकं वा यत्किञ्चित् रक्षामश्चेत् तत् प्रति तत् तत् प्रति केवलं धनं गच्छति